हरि ओम् अहम् अरविन्दनगरतः काल् कुर्वती अस्मि मम आर्डर् आसीत् खलु तत्र एक चपाति द्वे नान् स्थाने त्रीणि चपाति पञ्च नान् इति प्रेषयितुं शक्यते वा कृपया शीघ्रं प्रेषयति वा